ये सङ्गीतम् अभ्यस्तुम् इच्छन्ति अथवा स्वकीये गायनकला वर्धयितुम् इच्छन्ति तेषां कृते मम मार्गदर्शनम् इति सर्वप्रथमं तु स्वरज्ञानं तेषाङ्कृते महत्त्वपूर्णं तथा वाद्ययन्त्राणां वादनज्ञानम् अपि महत्त्वपूर्णं तान् प्रतिदिनं वादनं सम्यक् अभ्यासम् आवश्यकं भवति किमपि एकं गीतं स्वीकृत्य तस्य मधुरं कण्ठं ध्वनिना गायनम् अपि इष्टं ये सङ्गीतम् अभ्यस्तुम् इच्छन्ति ते भोजनम् आहारव्यवहारम् उपरि अपि ध्यानं दातुम् आवश्यकं